यदि अवसरः स्यात् तर्हि उत्तरप्रदेशस्य मिर्जापुरस्थ कजरी इति यत् गीतं वर्तते तस्य गीतस्य प्रसारणं अन्येषु देशेषु तावत् अहं कर्तुम् इच्छमि यतोहि कजरी इति यत् गीतं विद्यते भोजपुरी भा भाषायां कजरी गीतं विद्यते कजरीगीतेषु तावत् धार्मज् धार्मिकतत्त्वानि अपि भवन्ति तथा च राजनीतिकतत्त्वानि वर्तन्ते तथा च अस्माकं ये स्व स्व स्वतन्त्रताशालिनः जनाः वर्तन्ते तेषां विषयेऽपि बहु तावत् गीतं लिखितं विद्यते तथा च सामाजिक बहूनि तत्त्वानि सन्ति यानि तत्त्वानि आश्रित्य कजरीगीतं लिखितं विद्यते यदि तेषां गीतानां भोजपुरीभाषायां यानि गीतानि सन्ति तेषां प्रसारणं अन्येषु देशेषु यदि भवति तस्य तावत् अनुवादः इति विधीयते तर्हि नूनमेव तत् तावत् अस्माकं देशस्य उपकारकं भविष्यति इति मे विश्वासः